संस्कृत भाषायाम् अस्माकं सनातनधर्मस्य मुकुटप्रायश्लोकः एकः वर्तते सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् अयं धर्मः सनातनवैदिकधर्मे अयं श्लोकः अत्यन्तं मुकुटप्रायः कुत इत्युक्ते सर्वशब्देन अयं ब्राह्मणः अयं क्षत्रियः अयं शूद्रः अयं वैश्यः अयम् इतरवर्णीयः अयं मुसल्मानः इति भेदं विना समग्रं विश्वं समग्रं विश्वं सुखिनम् एव यथा भवेत् तद्वत् पश्यामः वयं समग्रं विश्वं निरामयो निरामयं भवेत् समग्रे प्रपञ्चे सर्वेपि जनाः निरामयाः नीरोगाः सुखिनः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मङ्गलान्येव पश्यन्तु यः कोपि वा भवतु देवः यं देवमपि आराधनं कुर्वन्तु नाम परन्तु इष्टं सर्वेपि मङ्गलं पश्यन्तु सर्वे भद्राणि पश्यन्तु अनन्तरं न कस्यापि न कस्यापि दुःखं भवेत् अत्र किं जातिविशेषो वर्तते वा सर्वस्य जगतः सर्वेपि जना जनाः अत्यन्तं सुखिनः नीरोगाः भवेयुः तथा च मा कश्चित् दुःखभाग् भवेत् इति आर्षं वाक्यं वर्तते आर्षं आशंसनं वर्तते तत्र न कोपि दुःखभागी भवेत् सर्वे सुखिनः स्युः इत्येव एतत् मम रोचते स्वप्नेपि अहं एतदेव चिन्तयामि यथा मम गृहे मम परिसरे मम ग्रामे मम देशे यथा मम प्रपञ्चे यथा सर्वेपि सुखिनः स्युः तद्वत् कुरु इति भगवतीं नित्यं प्रार्थयामि